अहं सर्वदा टिप्पण्यामेव लेखनङ्करोमि गणकयन्त्रे तावत् टैपिङ्ग् इत्यादिकार्येषु मम अभ्यासः नास्ति लेखने तावत् अहं वामहस्तेन लिखामि इत्यतः वामहस्ते सम्यक् सुष्ठु अक्षराणि लिखामि परन्तु तथैव दक्षिणहस्तेपि लेखं लेखितुम् अहम् अशक्तः अतः दक्षिणहस्ते यथा लेखनं स्यात् तथा सुष्ठु लिखन् लेखनं मया अभ्यस्यते प्रथमतया तावत् अहं वामहस्तेनैव लिखन् आगतवानस्मि बाल्ये आरभ्य अहम् एतावत् पर्यन्तं वामहस्तेनैव लेखनं कृतवानस्मि इदानीं प्रकृते दक्षिणहस्तेन लेखनं यथा सष्ठु स्यात् तथा प्रयत्नं अहं कुर्वन्नस्मि तत्र मया लेखनं परिवर्तयितुं सुलेखावलीनाम् अनन्तरं पुस्तकानां च सहायः स्वीकृतः अस्मि तत्र पुस्तकेषु यथा लिख्यते चेत् सुन्दराणि अक्षराणि भवन्ति अनन्तरं ये एवं क यः लिखति तस्य अयं स्वभावः एतादृशलेखनेन अयं स्वभावः अभिव्यज्यते इत्यादि विषये विद्यमानानां पुस्तकानां पठनञ्च मया क्रियमाणं विद्यते लेखने यथा सुभगता स्यात् तथा मया वामहस्तेन लेखनम् तेन हस्तेन यथा सुलभतया अहं लिखेयं तथा लेखनाभ्यासः मया क्रियमाणः विद्यते